शिक्षितः सुशिष्टान् सिद्धान्तान् पालयति इति अस्ति वा अहं चिन्तयामि अस्मिन् प्रश्नस्य उत्तरं वक्तुं न शक्नुमः कारणं वदामि वयं समाजे निवसामः तत्र बहवः जनाः निवसन्ति जनाः यस्मिन् परिसरे निवसन्ति तस्मिन् परिसरे एव अवकरं क्षिपन्ति इति वयं प्रतिदिनं पश्यामः अहं प्रश्नं पृच्छामि ते सर्वे शिक्षिताः न सन्ति वा एतस्य उत्तरमस्ति सन्ति परन्तु जनाः केवलं स्वगृहं स्वच्छं कर्तुम् इच्छन्ति अन्यस्य गृहं भवतु वा परिसरः भवतु तत्र अवकराः क्षिपन्ति अवकरः भवतु तेन तेषां कापि हानि न भवति अपरम् उदाहरणं ददामि प्रवासे वयं पश्यामः रेलयानानि बसयानानि जनाः मलिनानि कुर्वन्ति प्रतिदिनं बहवः जनाः एतेन यानेन प्रवासं कुर्वन्ति परन्तु तेषां विषये ते न चिन्तयन्ति ते चिन्तयन्ति अहं तु एकवारम् एव एतेन यानेन प्रवासं करि कुर्वन्नस्मि यदि अहं किमपि अत्र क्षिपामि वा रेलयानं वा बस्यानं मलिनं करोमि तेन किमपि कापि हानिः न भविष्यति अग्रे उदाहरणं ददामि समाजे वयं पश्यामः शिक्षिताः जनाः असभ्यभाषायाः प्रयोगं कुर्वन्ति तेन किं भवति ये बालकाः सन्ति ते श्रुण्वन्ति ते अपि तेषाम् अनुकु अनुकरणं कुर्वन्ति तैः एते तु शिक्षिताः एव सन्ति माता पितरौ अनादरमपि बहवः शिक्षिताः जनाः कुर्वन्ति तर्हि ते शिक्षिताः न सन्ति वा धूम्रपानं कुर्वन्ति तर्हि ये शिक्षिताः सन्ति ते अपि धूम्रपानं कुर्वन्ति तर्हि शिक्षणं कुत्र कुत्र गतम् इति प्रश्नः शिक्षया सह गृहसंस्काराः अपि आवश्यकाः तेन तेनेव मनुष्यस्य आचरणं परिवर्तितं भविष्यति केवलं शिक्षया किमपि न भवति